भारतीयज्ञानव्यवस्थाः इति नाम्न संस्था यदस्ति सा संस्था अधुना संस्कृतभाषायाः संरक्षणकार्यं करोति भारतीयपुरातनग्रन्थाः ये सन्ति ताडपत्रेषु ते तान् ग्रन्थान् संरक्ष्य तथा सम्यक् अध्ययनं कृत्वा पुनः मुद्रणं करोति प्रकाशनम् अपि करोति विदेशेषु भारतीयाः भारतीयज्ञानपरम्पर परम्परां उपस्थापनं अपि एतस्याः संस्थायाः द्वारा क्रियते